महोदय नमस्ते इदानीं तत्र भवतः स्विग्गि मध्ये अहं किञ्चित् अधिकतया अधिकप्रमाणेनैव अहम् आर्डर् कृतवान् अस्मि तत्र किमपि किमपि डिस्कौण्ट् कूपन् लभ्यते चेत् मम कृते किञ्चित् अधिकं सहायं भवति कृपया तथा यद् डिस्कौण्ट् अस्ति चेत् कृपया माम् अवश्यं सूचयन्तु इति मम प्रार्थना